हलो हरिः ओम् न श्रूयते रैंच् इदानीं प्राब्लम् अस्ति वा इदानीम् इदानीमस्ति ओ अस्तु आम् आम् आं वदतु आम् अस्तु इदानीम् अहं कथं सहायं करोतु कर्तुं भवता कथं सहायं कीदृशं सहायं कं मम समीपे प्रतीक्षां करोतु अस्तु किं जन्मतः सुरमागम् अस्ति वा अस्तु मार्जारस्य समीपे न गच्छतु इदानीं त्वम् एकं कार्यं स्वीकुर्वन्तु अन्नं जलं न ददातु दास्यामि वा इदानीं मार्जारः भोजनसमये सः किञ्चित् दुग्धं मिश्रयन्तु तत् त्वं ट्रै करोतु किं भोः इदानीं न श्रूयते तत्र रेञ्ज् नास्ति वा किम् श्रुतं वदतु मार्जारः भोजनसमये त्वं किं करिष्यति इति चेत् सः किञ्चित् दुग्धं मिश्रयन्तु तत् अन्नं मध्ये

वदतु

आम् इदानीम् अहं कृतवान् त्वं चिन्ता मास्तु

अस्तु अस्तु धन्यः ओ के